भारते संस्कृतस्य विषये अपि उभयप्रकारस्य अतिवादिनः सन्ति संस्कृतं सर्वभाषाणां जननी इति ये वदन्ति ये वदन्ति यत् संस्कृतं देशीयभारी भारतीयानाम् उपरि आक्रमणकारिभिः आरोपिता विदेशीया भाषा अस्ति किन्तु तेषां विचारः नास्ति यत् वास्तवतः को देशी इति एतयोः द्वयोः अपि दोषः अस्ति स्पष्टतया संस्कृतस्य सम्बन्धः पूर्व अशीयायाः भाषाभिः सह नास्ति यथा चीनीजापानीकोरियाभाषाः च युरोपदेशस्य सामीभाषाभिः सह अस्य सम्बन्धः नास्ति हिब्रू अरबी अरामि इत्यादिभिः सेमिटिक् भाषाभिः स् सह अस्य सम्बन्धः नास्ति अस्य सम्बन्धः अप्रिकादेशस्य स्वाहिलीभाषायाः बाण्टुभाषायाः वा नास्ति अतः संस्कृतम् एतेषु कस्यापि भाषायाः माता नास्ति संस्कृतं स्पष्टतया भारतस्य मूलनिवासी अस्ति यस्य प्रमाणं प्रारम्भिकग्रन्थे वेदैः प्राप्यते वेदानाम् अतः संस्कृतस्य च भारताद्बहिः उत्पत्तिः आसीत् इति सूचयितुं कस्यापि भौगोलिकस्य जैविकस्य मानवशास्त्रीयस्य वा विशेषतायाः उल्लेखः नास्ति अनेकां यूरोपीयभाषाणां सादृश्यं भिन्नं भवति एतेन उभयदिशि उत्पत्तिः न भवति भाषाः इतिहासे परस्परं प्रभावितुं शक्नुवन्ति प्रभावं च कृतवन्तः अस्मिन् क्षेत्रे बहु संशोधनस्य अवश्यकता वर्तते एतावता अध्ययनक्षेत्रं पक्षपातपूर्णपाश्चात्यशिक्षणशास्त्रस्य गलाघोषे एव अस्ति ये नूतनानि प्रमाणानि नूतनानि सिद्धान्तानि च समावेशयितुं न इच्छन्ति आधुनिकं आधुनिकस्य सर्वेषु अध्ययनक्षेत्रेषु एतत् न्यूनतमं वैज्ञानिकं क्षेत्रम् अस्ति